नमस्ते हरिः ओं हा वदतु वदतु हा आ अभवत् अभवत् आ अभवत् इदानीं तत्र त्रिशूर् मध्ये एकः इञ्जिनियर् अस्ति अस्ति सः बहु उत्तमः सः समर्थः भवति एतानि प्राचीनानाम् आं वास्तु वास्तुशास्त्रं सर्वं जानाति वास्तुशास्त्रं सः जानाति तथापि वयं कानितयुर् तम् आहूय तत्र एकः पण्डितः अस्ति खलु तम् आहूय वयं तत्र तस्य निर्देशानुसारमेव अत्र कृतवन्तः ऐ एम् एण्ट् पूर्वतनं पुरातनगृहम् आ पुरातनगृहमासीत् तत्र तत्र हा आ पुरातनं पुरातनम् आ पुरातनशैलीरूपेणैव आधुनिकाः तत्र बात्रूम् इत्यादयः आधुनिकरूपेण तेषां निर्माणं कृतवन्तः किन्तु मुख्यतया तत्र कन्स्ट्रक्टर् प्राचीनमेव एव हा हा हा आम् एवम् एवम् आधुनिकम् एव हा हा हा एस् इञ्जिनियर् सः इञ्जिनियर् अस्ति खलु त्रिशूर् मध्ये हा सः सम्यक् रूपेण जानाति तस्य सुन्दरम् ऐडिया तत् तस्य ऐडियास् बहु उत्तानि अस्ति अतः तस्य प्रकोष्ठानां परिवर्तनं किञ्चित् किञ्चित् परिवर्तनमभवत् तत्र प्रकोष्ठेषु बात्रूम् इत्यादीनां निर्माणं कृतवन्तः पुरातनगृहेषु एवं नास्ति खलु बात्रूं प्रकोष्ठेषु न भवन्ति इदानीम् आवश्यकता अस्ति खलु लघु लघु प्रकोष्ठम् आ पौराणिकं पौराणिकं गृहं तथा तदेव तत्र न्यूना तत्र एका न्यूनता अस्ति प्रकोष्ठानां तत्र लघु लघु प्रकोष्ठाः एव भविष्यन्ति तथापि वयं वयं सर्वं तद् तद् तद् भवतु तत्र न्यूनता अस्ति तथापि वयं तद् तथा एव तथा एव कृतवन्तः तत् एकम् एकः एकः प्रकोष्ठः हा एकः प्रकोष्ठः किञ्चित् बृहत् अस्ति तावदेव अस्तु अन्ये लघु प्रकोष्ठाः भवन्तु इति अस्माकम् इच्छा तद् नष्टं न भवतु इति न कृतम् इति कृत्वा वयं कृतवन्तः प्राचीनानां गृहानाम् इदानीं तादृशगृहाणि न सन्ति खलु अतः तत् तस्य हा पूजा पूजागृहमस्ति आं पूर्वमासीद् पूर्वमेव आसीद् तत्र पूर्वं बृहत् आसीद् इदानीं तस्य लघु पूजागृहम् एकमस्ति एवं तदा तत्र वास्तुशास्त्रं सम्यक् द्रष्टव्यं तत्र अन्यथा अन्यथा तु दोषाः भवितुमर्हन्ति तत्र वास्तु यः सम्यक् रूपेण जानाति तं स्वीकृत्य तस्य अभिप्रायेणैव कर्तुं शक्यते अन्यथा तत्र अस्माकं दोषाः भविष्यन्ति अस्तु दास्यामि अहं दास्यामि भवत्याः भवत्याः गृहं कर्तव्यमिति अस्ति खलु उत्तमम् उत्तमं तदा ओ ओ उत्तमम् अस्तु अहं दास्यामि अहं दास्यामि ओ ओ ओ ओ हा प्रेषयामि प्रेषयामि अस्तु अस्तु धन्यवादः अ